नव नवत्युत्तर नवदशशततम वर्षस्य जनवरी मासस्य नवम दिनाङ्कः द्विसहस्रतमवर्षस्य डिसम्बर् मासस्य द्वाविंशतिः दिनाङ्कः एवं षड् षण्णवत्युत्तर नवदशशततमवर्षस्य जनवरी मासस्य षोडश दिनाङ्कः द्विसहस्रतम वर्षस्य फ़र्वरी मासस्य द्वितीयः दिनाङ्कः सप्तसप्तत्युत्तर नवदशशततम वर्षस्य जुलै मासस्य सप्त दिनाङ्कः